हरि ओम् मया एकं टिवि स्वीकृतवान् तत्र आपणकाः उक्तवान् तत्र बहु प्रकारक टिवि दर्शितवान् दूरदर्शनं दर्शितवान् दर्शनानि दर्शितवान् परन्तु तेषु विडुयोकान् यदस्ति तद् सम्यक् भवति इति तेन उक्तमस्ति कार्बन् किमित्युक्ते तत् व्याल्डिटि अपि तस्य अधिकम् अधिकाः समयाः विद्यते मूल्यमपि किञ्चित् अल्पम् अस्ति फ़ार्टि टु इञ्चस् टिवि स्वीकरोति चेत् किञ्चित् उपायनमपि यच्छामि इति उक्तवान् तेन कारणेन अहं तत् स्वीकृतवान् तत्र अन्येषां टिविनाम् अपेक्षया अत्र विद्यमान टूब् यदस्ति तद् बहु सम्यक् भवति इति तेन उक्तमस्ति तत् ततैव अहं स्वीकृतवान् पञ्चवर्षेभ्यः अपि इदानीं तदेव टिवि प्रचलति सम्यक् कार्यं करोति तत्र एवं चित्रमपि अतीवस्पष्टतया वयं द्रष्टुं शक्नुमः एवम् आडियो किमपि श्रोतुमपि वाक्यानि वा अथवा गीतानि वा श्रोतुमपि बहु स्पष्टं भवति ततः तस्य टिवेः कृते अन्यदपि एकम् आप्शन् अस्ति इण्टर्नेट् अपि योजयित्वा तदा तेन माध्यमेन अन्यान् यूटूब् इत्यादि चानल्स् अपि द्रष्टुं शक्नुमः इति उक्तवान् तेन कारणेन महत् महत् सौभाग्यं महत् लाभः तत्र विद्यते इति कारणतः अहं तद् टिवि स्वीकृतवान्